हरिः ओम् भवन्तः उडुपि भोजनालयतः वदन्तः सन्ति मया दशवादने काले भोजनस्य आर्डर् कृतम् आसीत् तत्र अन्नं सारः व्यञ्जनं चपातिका तक्रम् इति उक्तमासीत् परन्तु मया कश्चन परिवर्तनं तत्र अपेक्षितमस्ति अतः अहं भवताङ्कृते दूरवाणीं कृतवान् अस्मि मम कृते तक्रं पुनश्च व्यञ्जनम् इत्युभयं त्यक्त्वा अन्यत् सर्वम् अपेक्षितम् अतः भवतां निकटे अहं प्रार्थिन् अस्मि कृपया तद्वयं त्यक्त्वा अशिष्टभोजनं यथाशीघ्रं मां प्रति प्रत्यर्पयन्तु

नमस्कारः